नमस्कारः महोदय आम् अहं कुशलिनी भवान् कुशलो वा आम् अद्यत्वे वृष्टिः अपि अधिका जायमाना अस्ति किल इतोपि आम् अत्रापि वृष्टिः अधिका अस्ति तदर्थं विद्यालयानां उद्घाटनं कदा वा भविष्यति इति अहमपि न जानामि आम् एवमेव सर्वत्र परिस्थितिः अस्ति सर्वे छात्राः विद्यालयम् आगन्तुं न शक्नुवन्ति तत्र पाठ्यक्रमस्यापि परिपूर्तिः कर्तव्या अस्ति अस्तु तर्हि वयं प्रांशुपालेन सह वार्तालापं कृत्वा यदि वयं आन्लैन् माध्यमेन एव छात्रान् पाठयामः चेत् सम्यक् भवति वा इति सर्वेपि तत्र आगन्तुं शक्नुवन्ति वा न शक्नुवन्ति वा इति विषये चर्चां कुर्मः ओ

तर्हि कथं पाठ्यक्रमस्य समाप्तिः कर्तुं शक्यते आम् तत्तु सत्यमेव तत्र वयं किमपि कर्तुं न शक्नुमः अस्तु आम् आम्